वृद्धाः प्रायः सामाजिकसहकारं प्राप्नुवन्ति सर्वकारेण तेषां सहायतायैः बह्व्यः योजनाः प्रचाल्यन्ते तत्र तेषाङ्कृते चिरञ्जीविस्वास्थ्यबीमा योजना वर्तते यस्यां सर्वेषाङ्कृते पञ्चविंशतिलक्षं यावत् निश्शुल्कचिकित्सासेवा सामान्यजनानाङ्कृते सुलभा वर्तते अन्या एका वर्तते राजकीयकर्मचारिणाम् अधिकारिणां सेवानिर्वृत्तानाञ्च कृते राजस्थान सरकारस्वास्थ्ययोजना इत्याख्या योजना प्रवर्तिता वर्तते पुनः च एका वृद्धा वृद्धजनानाङ्कृते सिन्धुदर्शन्तीर्थयात्रायोजना दो हजार् तेइस् इति वर्तते यन्माध्यमेन निश्शुल्कतीर्थयात्रा सौविध्यं सुलभं वर्तते तत्र सर्वोऽपि व्ययभारः सर्वकारेण उह्यते अपरा राजस्थानवृद्धावस्थापेन्शन्योजना वर्तते यन्माध्यमेन निर्धनानां वरिष्ठजनानाम् एकसहस्रं रूप्यकाणि सहायतारूपेण प्रतिमासं प्रदीयन्ते अन्या चैका राजस्थान इन्दिरारसोई योजना शासनेन प्रचाल्यते तत्र केवलम् अष्टरूप्यकमात्रेण भोजनं सर्वेषाङ्कृते सुलभं वर्तते राजस्थान् राज्यपरिवहन् बस् यात्रायां वरिष्ठजनानां पुरुषाणां नाम कृते भाटकव्यये त्रिंशत्प्रतिशतं यावत् कन्सेशन् इति प्रदीयते महिलावर्गे आबालवृद्धानाङ्कृते पञ्चाशतं प्रतिशतं लाभः प्रदीयते एवं विविधप्रकारेण विविधक्षेत्रेषु राजस्थानसर्वकारेण वृद्धजनानाङ्कृते ज्येष्ठानां च कृते हिताय अनेकाः योजनाः प्रचाल्यन्ते